बाल्यकालस्य यात्रायाः स्मरणमस्ति मम बाल्यकालः बहु लघु ग्रामे व्यतितं तत्र तत्रत्य किमपि वाहनमपि नास्ति केवलं वृषभशकटेन वयमत्र तत्र गच्छामः तत्र कृषकाः त तस्य ते तेषां कृषिक्षेत्राः सन्ति एवं मम सख्याः अपि कृषिक्षेत्रं क्षेत्राणि सन्ति वयं तत्र कृषिक्षेत्रे वृषभशकटेन वयं गच्छामः तत्र अनन्तरम् तस्य यात्रा इति वृषभशकटं स्य अस्ति केवलम् एकवारम् अहं मम ग्रामतः महानगरं गतवती आसीत् तत्र महानगरे महानगरे गन्तुम् अहं बस यानम् उ उपयोक्तवती तत् बस् यानं केवलम् एकवारम् अहं गतवती आसीत् बस् यानं तस्य ग्रामपर्यन्तम् अहं वृषभशकटेन गतवती आसीत् अनन्तरं तु वया तस्य यात्रा अहं कृतवती आसीत् तत् तत्र अहं बहु आनन्दम् अनुभवानि ताः ताः वृक्षाः सन्ति ताः वृक्षाः ये वृक्षाः पृष्ठभागे अस्ति ताः वृक्षाः अपोसिट् मार्गे न गच्छन्ति एवं मम समीपे ये वृक्षाः सन्ति साः ताः वृक्षाः मम बस यानस्य दिशेन धावन्ति इति दृश्यते तत्र अहं ये सापेक्षते सिद्धन्तः अस्ति ये सापेक्षता सिद्धन्तः अनन्तरं पठितवती